मया सद्यः एव पादरक्षा स्वीकृता अस्ति तस्य धारणेन पादयोः कापि वेदना एवमित्यदिक इत्यादि इत्यादयः समस्याः न भवन्ति अतः धनस्य अपेक्षया पादरक्षा सम्यक् एव तस्य मूल्यं चतुश्शतं चतुश्शतरूप्यकेषु एतादृशी पादरक्षा समीचीना इति भाति